अहं महाराष्ट्रराज्ये वसामि अत्र शिवाजी महाराजस्य कथाः बहु प्रसिद्धानि सन्ति शिवाजी इति हिन्दून् एकत्री कृताः महाराष्ट्रम् इति स्थापयित्वा अपूर्वकार्यं कुर्वत् कुर्वन्ति एतत् कृते मम माता मम श्रावयति लघुकथा अस्ति शिवाजीमहाराजः महाराष्ट्रं स्थापनार्थं बहु बहु कार्यरताः अस्ति तस्य कृते सर्वेः मावडाः गणाः एकत्री करोति एवं तस्य

तस्य कार्येन शिवाजी इति राजा अस्माकं ला लब्धम्